इदानीं मया क्रेतुम् इबुक् अस्ति तद् बहु सम्यक् अस्ति पठितुम् अपि बहु सुलभाय भवति प्रथमाध्यायं समाप्य द्वितीयाध्यायं गन्तव्यं चेत् पेज् मार्कर् अस्ति तत्र सम्यक्तया क्रमः अपि अनुक्रमः अपि सम्यक्तया दत्तमस्ति बहु स्पष्टतया उक्तमस्ति कुत्रचित् तत्र पारिभाषिकपदानाम् अन्यभाषायामपि लिखितम् अस्ति बहु सम्यक् अस्ति अहं पठित्वा आनन्दम् अनुभवामि ई पुस्तकं पुस्तकस्य अपेक्षा ई पुस्तकमिति व् व् पृथक्तया स्थापनीयम् इत्यपि नास्ति स्थलं न अपेक्षते यत्र कुत्रापि अहं गच्छामि इबुक् मम समीपे नेतुं शक्नोमि पुस्तकं बहु सम्यक् अस्ति बहु सम्यक्तया लिखितम् अस्ति इतोऽपि अग्रिमम् एडिशन् यदि भवति तत्र केशाञ्चन विषये हा अपि भवन्ति इति मन्ये अहं लिकि लिखित्वा स्थापयामि किं किम् अपेक्षते इतोऽपि अधिकम् इत्यपि अहं सूचयामि किन्तु एतद् पुस्तकं बहु उपयोगाय भवति बहु सम्यक् अस्ति